अहं तु अधुना घण्टाद्वयम् अत्र तिष्ठामि एव ड्रैवर् अधुनापि नागतवान् अतः मम समयं व्यर्थमेव भविष्यति अतः मम केब् केन्सल् करोतु इतोपि समयं मम कृते धा नष्टं भवितुं न अर्हति अहं